शिक्षायाः अभावात् नगरेषु जनानां विचारस्य कृते यथा प्राधान्यं प्रयच्छन्ति तथा ग्रामीणजनानां विचारस्य कृते न प्रयच्छन्ति इति सत्यमेव ग्रामीणजनानां समस्याः इत्युक्ते तेभ्यः सम् सम्यक् यानव्यवस्था नास्ति तत्र उत्तमविद्यालयाः न भवन्ति आरोग्यसमस्याः भवन्ति चेत् उत्तमविद्यालयाः न भवन्ति एवं भिन्नभिन्नसमस्याः ग्रामीणजनाः सर्वदा अनुभवन्त्येव